दीर्घप्रयाणात् प्राक् अहं मम बैक्यानं सर्वीस् सेण्टर् प्रति नयामि तत्र प्रथमं यद्यद् समीकर्तव्यं तत्सर्वं समीकार्य अनन्तरम् प्रवासार्थं यानि वस्तूनि अपेक्षितानि तानि सर्वाणि एकस्मिन् स्यूते सङ्गृह्य स्थापयामि मध्ये क्वचित् यानं नष्टं वा यानस्य यत्किञ्चित् भविष्यति इति स्थितिः अस्ति तर्हि तदर्थम् एमर्जेन्सि किट्रूपेण यद्यदपेक्षितं तत्सर्वं सङ्गृह्य संस्थापयामि तथा हेण्ड् ग्लौस् इत्यादिकं धृत्वा सिद्धा भूत्वा दीर्घप्रवासार्थम् अहं गमिष्यामि